अत्र अस्मिन् प्रदेशे अनेके राजकीयपक्षाः वर्तन्ते अधुना अस्माकं राज्ये काङ्ग्रेश् पक्षस्य सर्कारः वर्तते केचनमासाः अभूवन् तावदेव काङ्गरे काङ्ग्रेस् पक्षः आगत्य गतवर्षे अस्मिन् राज्ये भारतीयजनतापक्षः आसीत् सर्कारत्वे तत् काले मम प्रदेशे समीचीनाः कार्याणि समीचिनानि कार्याणि जायमानानि आसन् अत्र जनाः अपि सन्तुष्टाः आसन् यतो हि अस्माकं प्रदेशे रास्तानिर्माणं शौचालयादिकं इत्यादीनि कार्याणि क्रियमाणानि आसन् किन्तु अस्मिन् सन्दर्भे चुनावण काले अस्मिन् वर्षे काङ्ग्रेस् पक्षतः एतादृशं कार्यं क्रियते एतादृशाः योजनाः यदि अस्माकं सवर्कारः आगच्छति तर्हि के क्रियन्ते इति आश्वासनं दत्तमासीत् कङ्ग्रे काङ्ग्रेस् जनैः किन्तु काङ्ग्रेस् जनाः विजयशालिनः जाताः तेषां सर्कारोऽपि वर्तते इदानीं किन्तु गतवर्षे यानि कार्याणि जायमानानि आसन् इदानीन्तनकाले अधुना तानि कार्याणि स्थगितानि वर्तन्ते अपि च तेषां योजनाः शक्तियोजना स्त्रीशक्तियोजना गृहज्योतिः निरुद्योगसमस्यां समस्या तस्मात् काचित् योजना सर्वमपि वचनारम्भणमात्रं जातमस्ति इदानीं कार्यानुष्ठानं स्थगितं वर्तते सर्कारपक्षतः जनाः प्रशंसिताः इत्युक्ते फलं प्राप्ताः जनाः योजनानां फलं प्राप्ताः इति जनाः बहु विरलाः वर्तन्ते अस्माकं प्रदेशे न्यूनाः नास्ति एव किन्तु आश्वासनं केवलं दत्तं तथा च अस्मिन् प्रदेशे जनाः अपि सन्तुष्टाः न सन्ति यतो हि जीवनं कर्तुं सामान्यजनाः जीवनं कर्तुम् अयं सन्दर्भः कष्टः वर्तते कृषकाः अपि कष्टमनुभवन्तः सन्ति अस्माकं प्रदेशे तस्मात् गतवर्षे एव अस्माकं राज्ये समीचिनः सर्कारः आसीत् समीचीनानि कार्याणि जायमानानि आसन् इदानीं काङ्ग्रस् पक्षः वर्तते राज्ये किन्तु समस्याः समग्रराज्ये न केवलम् अस् मम प्रदेशे समग्रराज्ये समस्याः अधिकाः एव वर्तन्ते अतः इदानीन्तनकाले